महाभारतं नाट्यशास्त्रम् इत्यादिग्रन्थविषये पञ्चमवेदः इति अभिप्रायः तत् सम्प्रदायेसु दृश्यन्ते आं ते सर्वथा वेदतुल्याः पूर्वजैः कथनस्य सारं भवति महाभारते बहवः देवानां विषये चर्चा आसीत् एवं स्वयं श्रीकृष्णस्य मुखनिसृतवाणी अत्र वर्णितमासीत् महच्च तद्भारतं महाभारतं महान्तं भारं तनोति इति महाभारतं भगवान् कृष्णद्वैपायनः वेदव्यासः महाभारतं विरचितवान् महाभारते प्रमुखरसः शान्तः वेदे प्रतिपादितानि सर्वाणि तत्त्वानि अस्मिन् सन्तीति कृत्वा एतत् पञ्चमवेदः इति उच्यते अस्मिन् महाभारते लक्षात्मकश्लोकाः सन्ति किं च एतद्भागत्रयमासीत् यथा जयं भारतं महाभारतम् इति महाभारते अष्टादश पर्वाणि सन्ति तत्र आद्यस्य नाम आदिपर्व अन्त्यपर्वणः नाम स्वर्गारोहणपर्व इति एतेषु पर्वसु सर्वबृहत्तमपर्वणः नाम शान्तिपर्व सर्वलघुतमपर्वणः नाम महाप्रास्थानिकपर्व इति महाभारतस्य आदिपर्वणि शकुन्तलोपाख्यानम् अस्ति वनपर्वणि तु मत्स्यनल इत्रामोपाख्यानं सन्ति अनुशासनपर्वणि विष्णुसहस्रनाम अस्ति किन्तु भीष्मपर्वणि तु श्रीमद्भगवद्गीता अस्ति महाभारतस्य प्रथमश्लोकः नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत्